तरणमपि स्वास्थ्यरक्षणे बहु पात्रं वहति यदा नद्यां तरणं कुर्मः तदा अस्माकं पादस्य हस्तस्य च चलनं भवति तेन अस्माकं शरीरस्य व्यायामः भवति तदा अस्माकं व्यायामकरणेन शरीरं दृडं भवति तेन सह कदाचित् निमज्जनमपि कुर्मः निमज्जनकाले वयं श्वासप्रश्वासं न कुर्मः यदा कथञ्चित् क्रियते चेदपि जलमन्तः प्रविशति तस्मात् कारणात् श्वासप्रच्वा श्वासप्रश्वासः न क्रियते अस्माभिः अतः तदा श्वासप्रश्वासक्रियायाः प्रतिवन्धनं भवति तदा किं क्रियते नाम प्राणायामः क्रियते अर्थात् तत्र प्राणायामे अस्ति कुम्भकः इति अर्थात् श्वासः न स्वीक्रियते श्वासः न त्यज्यते सा कुम्भकः इत्युच्यते अस्य तरणावसरे तरणस्य अवसरे श्वासप्रश्वासयोः प्रक्रिया न भवति तस्मात् कारणात् श्वासप्रश्वासयोः सामर्थ्यम् अधिकं वर्धते तेन सह शरीरस्य स्थौल्यम् अर्थात् स्थूलभावः यः वर्तते तं निराकरोति तरणम् अतः तस्मात् कारणात् तरणेन स्वास्थ्यरक्षणं सम्यक् भवति